अहं ह्यस्तनमासे भद्राचलं प्रति गतवान् तत्र एकं यानं भवद्भिः यत् प्रेषितं

मित्रमिव सम्भाषणं कृतवानासीत् अतः इदानीं मम पुनः श्वः गमनीयमस्ति तदर्थं तदेव वाहनं तमेव चालकं च प्रेषयतु